हा हरिः ओं हा नवीनमहोदयः नमस्ते अत्र अस्माकमेकम् इदानीं प्राजेक्ट् एकं प्राप्तम् तत्र एकं भवनं निर्मातव्यमस्ति हा इदं तु किमपि शोधकार्यार्थं किमपि भवनम् इति ते उक्तमस्ति प्रायः तत् बृहत् एव कार्यम् अस्ति प्रायः कोटिद्वयं कोटित्रयम् एवं प्रायः तेषां तावद्धनं तावद् धनव्ययः भवेत् निर्माणार्थम् तत् अस्माभिः इदानीं किञ्चित् प्लानिङ्ग् अत्र कथं भवनस्य स्वरूपं किं भवेत् प्रकोष्ठं सर्वं किञ्चित् दत्तमस्ति हा तत् कार्यम् आरम्भनीयम् एवञ्च प्रथम प्राथमिकस्तरे अङ्गीकारः जातः अस्ति एकवारं तत्र यदि भवानपि आगच्छति गत्वा किञ्चित् कदा इदं कार्यम् आरब्धुं शक्यते इत्यादिकं किञ्चित् चिन्तनीयमस्ति कदा आरम्भं कुर्मः

हा तैः तत्र यःउक्तमस्ति नामः तत् किमपि सर्वकारतः धनं प्राप्यते इति उक्तम् अतः वर्ष एकस्मिन् वर्षे समापनीयमिति अस्ति किन्तु यदि सर्वकारतः धनमिति कारणेन समये यदि नागच्छति प्रायः विलम्बः भवेत् अ अतः हा हा हा किं कुत्र कार्यं क्रियते इदानीम् हरिः ओम् महोदय न श्रूयते खलु हरिः ओम् कुत्र कार्यं क्रियते सम्यक् न श्रूयते भवता उच्यमानम् आम् आम् इदानीं श्रूयते हा कुत्र कार्यम्

आम् आम् आम् हा हा हा हा इदं तु बेङ्ग्ळूर्नगरे भविष्यति तत्र कियत्पर्यन्तं कार्यं प्रचलिष्यति उडुपीनगरे हा हा ह सर्वं दीपावलिः सर्वम् अस्ति खलु अतः हा हा हा एवमेवम् एवं हा तर्हि तदेव दीपावलिं समाप्य ततः परम् आरब्धुं शक्यते इति भाति तावत् अन्यदपि किमपि प्राजेक्ट् आरभ्येत यदि इदमपि आरभ्य यदि अत्र मध्ये धनं नागतम् इति कारणेन स्थगितं चेत् अन्यदपि किमपि वयं बेङ्ग्ळूर्नगरे अन्यदपि कर्तुं शक्नुमः अतः इदमेकमेव अवलम्ब्य करणीयमिति नास्ति किन्तु अद्यस्तु इदम् एकं प्राप्तमस्ति अन्यदपि तैः तैरेव उक्तम् अन्यान्यपि अत्र कार्याणि वर्तन्ते इतोपि भवननिर्माणं भवेत् इति उक्तमस्ति तैः अतः इदं नास्ति चेदपि अन्यत्कार्यं भवत्येव इदं कार्यं तु सद्यः शीघ्रम् आरम्भनीयम् इति अस्ति पुनः किञ्चिद्धनम् सः आरब्धं तु शक्यते कार्यम् ततःपरं तत्र पश्यामः तत्र भवतः सः अन्ये सन्ति वा अस्माकं कार्यं कर्तुं जनाः ह ह ह आम् आम् आम् आम् आम् आम् आम् आमाम् धनं तु अर्धम् आगतमस्ति इत्युक्तम् अतः आरब्धं तु शक्यते यावत् धनमस्ति तावत् निर्माणं तु शक्यते ततः परं यदि तैः तत्र धनं न दीयते अन्यत् प्रोजेक्ट्स् अपि मया चिन्त्यमानमस्ति अतः इदमेकमेव आश्रित्य चेत् तदा क्लेशः स्यात् अन्यदपि अस्ति इति कारणेन चिन्ता नास्ति अतः अत्र आरम्भतः इदानीं सर्वविधकार्यं तु करणीयं निर्माणकार्यं सर्वं प्राथमिकस्तरतः भवेत् स्थानमपि मया दृष्ट्वा आगतं तत्र सर्वं तदपि सज्जीकरणीयमस्ति प्रायः तर्हि आं दीपावलिपर्वणः परम् इति अहं वदिष्यामि तर्हि आमामाम् इदानीम्

अस्तु अस्तु तर्हि अहम् आमां तर्हि सम्भाष्य अहं कस्मिन् दिने आगन्तुं शक्यते इत्यादि वदिष्यामि तर्हि हा अस्तु अस्तु अस्तु तर्हि पुनः आह्वयामिअस्तु मिलिष्यामः